किं वेदाः अङ्गैः सह सह एव अधीयन्ते इति प्रश्नः तत्र तावत् वेदाः अङ्गैस्सह एव अधीयन्ते इति नास्ति वेदानां पृथक् एव अध्ययनं चलति अङ्गानि तावत् शिक्षा कल्पः व्याकरणं निरुक्तं छन्दसां चयः ज्योतिषं चैव वेदाङ्गानि षडेव तु इति श्लोकः वर्तते वेदाङ्गं वेदाध्ययनस्य अधिकारप्राप्तौ अध्येतव्याः अंशाः इति उच्यन्ते वेदाङ्गानि वेदाङ्गानि षट् सन्ति शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषं अथ इति एवं वेदाङ्गानि वर्तन्ते एवमेव मया तत्र व्याकरणम् अधीतवान् व्याकरणं नाम समग्रसंस्कृतवाङ्मयस्य व्याकरणम् इति उच्यते तत्र तावत् पाणिनिमहर्षिः व्याकरणस्य प्रणेता वर्तते अनेके वर्तन्ते किन्तु पाणिनिः तत्र प्रमुखः भवति सः माहेश्वरसूत्राणि रचितवान् समग्रमाहेश्वरसूत्राणां सूत्राणि स्वीकृत्य सः समग्रव्याकरणं रचितवान् माहेश्वरसूत्रेषु अक्षराणि सन्ति न तत्र प्रत्याहारः क्रियते ते प्रत्याहाराः सन्धिकार्येषु समासः समासकार्येषु एवम् अन्यत्रापि उपयुज्यन्ते व्याकरणस्य किं प्रयोजनं नाम शास्त्रान्तरं यदा पठ्यते वेदान्तो वा वेदान्तः छन्दः एवमेव निरुक्तं ज्योतिषम् इत्यादि शास्त्राणि यदा पठ्यन्ते तदानीं तस्य प्रयोजनं भवति